मौत् वाश्नर् सम्यक् कार्यं न करोति तद् अधिकरासायनिकम् अस्ति तत्कारणेन मम मुखस्य दुर्गन्धः न गतम् इतोपि उत्तम प्रोडक्ट् अहम् इच्छामि